हरिः ओम् आम् अवश्यं भवत्याः कृते गृहं कथमपेक्ष्यते नाम कति जनाः निवासं कर्तुं भवती गृहमिच्छति ओ कति बेड्रूम् अपेक्षते एवम् एवम् एकं गृहं बृहत् गृहमपेक्ष्यते वा नास्ति चेत् लघुगृहम् एकमेव फ़्लोर् अस्ति चेत् अलं वा एवं वा तर्हि दूरे एकं गृहमस्ति बहु बृहत् गृहमस्ति तत्रैव परितः अपि बहु उद्यानस्थलमपि बहु बृहदस्ति भवती यथा उक्तवती पर्यावरणादिकमपि सम्यगस्ति स्क्वयर् फ़ीट् अपि अधिकमस्ति तत्र शतसहस्रं गृहमस्ति तत् तर्हि भवत्याः विश्वविद्यालयतः किलोमीटर् द्वये एव एकं बृहदस्ति पञ्चाशत्सहस्रमेव भवति किञ्चित् बृहदस्ति पञ्चाशत् हा किञ्चित् बृहदस्ति प्रथमं यद् उक्तवती तावद् बृहद् न एतत् किञ्चिद् बृहदस्ति अत्र उद्यानादिकं नास्ति सम्पूर्णगृहे त्री बेड्रूम्स् सन्ति एवं वा तर्हि तथैव अपेक्ष्यते चेत् तर्हि एकं गृहम् अस्ति भवत्याः विश्वविद्यालयस्य पार्श्वे एव परं तद् फ़्लेट् अस्ति उपरि प्रथमफ़्लोर् मध्ये एव गृहमपि अस्ति हा लिफ़्ट् व्यवस्था अस्ति ए तत्र लिफ़्ट् तु अस्ति तर्हि फ़्लेट् द्रष्टुं शक्नोमि वा हा श्वः आगच्छति चेत् तत् फ़्लेट् वयं द्रष्टुं गन्तुं शक्नुमः तद् फ़्लेट् त्रिश त्रिंशत्सहस्रमेव भवति श्वः दशवादने आगच्छति चेत् अहम् एकवारं तस्य गृहस्य स्वामी यः अस्ति तान् प्रति नयामि धनविषये अपि वयं तत्र गत्वा चर्चादिकं कर्तुं शक्नुमः धन्यवादः आं रां राम्